मया एकम् ए सि यन्त्रम् आनीतं मम गृहे परन्तु तत्र मासाभ्यन्तरे मया वारत्रयम् अस्य यन्त्रस्य रिप्यारि कृतम् तत्र विद्युत्व्ययः अपि व्ययः अपि बहु वर्धितः जातः पुनश्च यत्र प्रायः ए सि यन् ए सि तः ए सि यन्त्रतः तत्र जलं पतति पुनश्च विद्युत् समस्यापि प्रायः मम गृहे वर्तते एव अस्य यन्त्रस्य कृते बहु असुविधा मया अनुभूयते